मम ग्रामे प्रायः सर्वेषु गृहेषु कूपः भवति जनाः सर्वदा कूपजलस्य उपयोगं कुर्वन्ति मम ग्रामे अधिकतया जनाः कृषिकार्यं कुर्वन्ति कृषिक्षेत्रे एव कूपं निर्माय यन्त्राणां साहाय्येन कूपजलस्य कृषिकार्येषु उपयोगं कुर्वन्ति स्नानपानपाकादिकार्यार्थं पृथक्तया गृहे एव कूपः भवति मम ग्रामः यस्मिन् प्रदेशे वर्तते तत्र अनावृष्टिः न भवति इत्यतः आवर्षं कूपेषु जलं पर्याप्तमात्रेण भवति इदानीं मम ग्रामे जलसमस्या यद्यपि नास्ति तथापि अग्रिमवर्षेषु भवितुमर्हति यतः पूर्वं येन प्रमाणेन वृष्टिः भवति स्म इदानीं तथा वृष्टिः न भवति अतः अस्मिन् विषये सर्वैः चिन्तनीयं जलसंरक्षणोपायाः अनुसर्तव्याः